हरिः ओम् नमस्कारः मम नाम सम्पूर्णा स्वागतम् आगच्छतु महोदय किम् आवश्यकम् कानि वस्तूनि आवश्यकानि अत्र पर्यङ्काः सन्ति शय्याः सन्ति पट्टिकामञ्चाः सन्ति चतुष्पाद्यः सन्ति स्टूल् इति वदामः खलु शिशूनां कृते दोलाः सन्ति सास्तिकमञ्चाः सन्ति वेष्ठदारुणा टीक् इति वदामः खलु टीक् र्मा कृतानि वस्तूनि सन्ति पट्टिकामञ्चाः अपि सन्ति आसन्दाः सन्ति उत्पीठिकाः सन्ति कानि वस्तूनि आवश्यकानि इति सूचयतु उपविशतु प्रथमम् जलम् आवश्यकं वा काफ़ीं पिबति वा चायं शितलपेयं वा

पश्यतु पश्यतु सुखासन्दाः सन्ति सुखासन्दाः पश्यतु आं कपाटिकाः सन्ति पश्यतु लघुकपाटिकाः अपि सन्ति भ्रमणासन्दः अस्ति आम् दोलासन्दः अपि अस्ति आं पश्यतु महोदय वयम् एव कारयामः एतनकं तक्षकाः सन्ति वयम् आर्डर् कृत्वा वदामः आं भवान् पश्य अस्तु अस्तु अस्तु नमस्कारः महोदय पश्यतु आं पश्यतु अहं एकं पत्रं प्रथमं सूचयामि अत्रापि सन्ति अनन्तरं तत्र काञ्चन भेदाः भवन्ति आं बृहदासन्दं स्वीकुर्वन्ति वा सुखासने अपि बृहत् आसनानि सन्ति लघु आसनानि सन्ति एवं पश्यतु तदानुसरम् अनुसृत्य वयं वदामः तत्र किञ्चित् डिस्कौण्ट् अपि भवति आं किमर्थं नाम सङ्क्रान्तिपर्व पर्व भविष्यति खलु अतः अत्र डिस्कौण्ट् आम् वयमेव प्रेषयामः निःशुल्कं प्रेषयामः भवान् कुत्र वसति ओ ओ एवं वा वयं प्रेषयामः अस्माकं वाहनं भवति परन्तु मध्याह्ने एव ते आगच्छन्ति नाम अधुना कुत्रापि गतवन्तः डोलामञ्चः आवश्यकः अपि पश्यतु एकवारम् पूजामन्दिराणि अपि वयं कुर्मः अत्र टीक् इति दारुणा कृता कुर्मः प्लैवूड् रोज़्वूड् इति दारुभिः अपि कुर्मः यदिच्छति स्वीकरोतु आयः अपि अस्ति प्लास्तिक् निर्मितानि अपि सन्ति परन्तु अहं वदामि दारु दा दारुनिर्मितानि वस्तूनि सम्यक् भवन्ति इति पश्यतु भवादिच्छा आम् आम्

आम् कति चत्वारः वा आवश्यकाः आम् वा लघुकपाटि अस्तु एका एव एका पर्याप्ता भवति आम् आम् अन्यास्ति पश्यतु भागत्रयमपि अस्ति एकवारं पश्यतु पर्यन्तम् अस्तु अस्तु अस्तु शयनसन्दः आवश्यकः वा अस्तु अस्तु अस्तु आम् आम् अस्तु एकवारं वाट्सेप् मध्ये लोकेशन् अपि प्रेषयतु किमर्थं नाम यदा क्लेशः अस्ति चेत् तत् ते दृष्टा ते आगच्छन्ति

एतावत् क्रीतवन्तः खलु अतः तत्र गत्वा अम् आं भवान् गुगल् पे मध्ये धनम् दास्यति वा नो चेत् धनम् एव साक्षात् दा दास्यति वा इण्टर्नेट् बेङ्क् द्वारा दास्यति वा एकवारं तत्र वदतु सः महोदयः तत्र स्वीकरोति धनम्

अस्तु हरे पश्यतु महोदयः आगच्छति अशोकमहोदयः पश्यतु अत्र धनं स्वीकरोतु धन्यवादः महोदय पुनः पुनः आगच्छन्तु भवत् मित्राणि वन्धुजनान् अपि सूचयतु अस्तु खाः अपि सन्ति सर्वम् एकवारं एतत् पत्रं स्वीकृत्य भवान् दर्शयतु अस्तु अस्तु धन्यवादः नमस्कारः अस्तु निश्चयेन नमस्कारः महोदय राम् राम्